मम नगरसमीपे धर्मस्थल इति यात्रास्थलम् अति अस्ति तत्र बहु पर्यटकाः आगच्छन्ति तत्र सम्यक्तया वासव्यवस्था तथा भोजनव्यवस्था अपि मन्दिरपरतया एव आयोजयन्ति तद्विहाय अपि प्रायवेट् लार्जिंग् अपि तत्र सन्ति जनाः तत्र अपि उशितुं शक्यते